वस्त्रप्रक्षालनार्थं तु प्रथमवारं जलम् आवश्यकम् एवं वर्तते तर्हि अनन्तरं तत्र सोप इत्यनेन द्वारा वस्त्रप्रक्षालनं तत्र कर्तुं शक्नुवन्ति तर्हि अत्रैव उष्णकाले एवं वस्त्रस्य जलम् उष्णं करणेन तथा शीघ्रम् एव शोष शोषयन्ति तर्हि वस्त्रप्रक्षालनार्थं तु जलस्य अपव्ययः तु भवति अत्र जलेन विना कथं वक्स् वस्त्रं प्रक्षालयितुं शक्नुवन्ति तर्हि अत्रैव वाशिङ्ग् मशीन्द्वारा यदि वस्त्रप्रक्षालनं कुर्वन्ति तर्हि जलस्य आवश्यकता अधिकं न तत्रैव अपेक्षते जलस्य आवश्यकता अत्र नियन्त्रणे भवति यदि ह हस्तौद्वारा वस्त्रप्रक्षालनं कुर्वन्ति तर्हि जलस्य अधिकम् आवश्यकता वर्तते अत्रैव हस्तौद्वारा तदपि न करणीयः वाशिङ्ग् मशीन् इत्यनेन आधुनिकं तन्त्रद्वारा यदि वस्त्रस्य प्रक्षालनं कुर्वन्ति तर्हि जलस्य अपव्ययः न भवति तत्रैव किञ्चित् नियन्त्रणेन नियन्त्रणेन एव जलस्य उपयोगः भवति तथापि वस्त्रप्रक्षालनार्थं वाशिङ्ग् मशिन् आधुनिकयन्त्रस्य उपयोगं करणीयम्